हा पात्रप्रक्षालयनार्थं किमपि प्रशिक्षणं न अवश्यकमस्ति तत् सहजतया सर्वेषां तत् कला अस्ति एव आदौ अहं किं करोमि सर्वाणि पात्राणि एकत्र स्थापयन्ती सन्ति खिल आदौ तस्य पात्रस्य उपरि अवशिष्टानि अन्ननि वा मरीचिकानि पत्राणि निष्कास्य एकत्र संस्थाप्य पक्षिणां कृते बहिः स्थापयामि तदनन्तरम् एकं द्रोणीं परिमितं जलं स्वीकृत्य एकदा पात्राणाम् उपरि सिञ्चनं करोमि तदनन्तरं फेनकं वा प्रक्षालनचूर्णं वा स्वीकृत्य प्रक्षालयामि तदनन्तरं जलेन प्रक्षाल्य शुष्कीकरणार्तं स्थापयामि यदा शुष्कं भवति तदा वस्त्रं स्वीकृत्य प्रक्षाल्य अन्तः स्थापयामि स्निग्धपात्राणां शोधनार्थं कृते यदि पाककरणकरणसमये एव अधिक अवधानं दीयते तदा अनन्तरं स्निग्धपात्राणां शोधनस्य अवकाशः एव न लभ्यते अतः पाककरणसमये एव किञ्चित् ताव ता तत्र अवधानं आवश्यकं तत्रैव भवितुम् आ आवश्यकमस्ति यदि मन्देन चुल्ली मन्देन अपि स्थापयति चेतपि तदापि अधि बहु शीघ्रं स्निग्धं न भवति अतः एतान् विषयान् मनसि निधाय पाकं करणीयं भवति